अद्य प्रातः अङ्कसङ्गणकं प्राप्तवान् यन्त्रांशः सम्यक् कार्यं कुर्वन् अस्ति किन्तु तन्त्रांशः सम्यक् नास्ति तत्रापि विण्डोस् आपरेटिङ्ग् सिस्टं निधानेन आगमिष्यति स्थापितं केचि किञ्चित् तन्त्रांशः सम्यक् न कार्यं करोति किलिफलकः मध्ये एक कील स्टक् अस्ति चत्वारः यु एस् बि पोर्टस् सन्ति तेषां एकं कार्यं न करोति